अहम् अगर्तलातः रेल्वे स्टेसन् गन्तुमिच्छामि अतः गमनार्थम् अहं ओला केब् बुक् कृतवती चालकः उक्तवान् सः शीघ्रम् आगच्छति परन्तु ट्रेफ़िक् इत्यस्य कारणात् सः न आगच्छति इदानीम् अहम् अस्य केब् केन्सल् कर्तुम् इच्छामि पुनः अन्य केब् अहं बुक् करिष्यामि